प्रणमामि मया भवतस्सकाशात् उषायाः तौज़ण्ड् वाट् मिक्सी नीतं तत्र तं नीत्वा मयि महान् सन्तोषः जातः यतः तेन झटिति एव जूस् इत्यादिकं र पेयं निर्मीतं भवति तथा च ग्रैण्डर् अस्ति तस्मात् तत्र शाकानि अपि सम्यक् चूर्णीभवन्ति जीरकम् आदिकमपि तत्र स्थापयन्ति चेत् सम्यक् पे पेष्ट पिष्टस्य निर्माणं तस्मिन् भवति तथा च यदि गृहे अधिकाः जनाः भवन्ति चेत् तेषां कृते अधिकमात्रायामपि तत्र ग्रैण्डर् मध्ये वयं शाकानि फलानि वा स्थापयामश्चेत् तत्रापि तस्य कार्ये काचित् त्रुटिः उत कश्चन क्लेशः न दृश्यते तस्मात् महान् सन्तोषम् अनुभवामि